भोः पश्यतु अधुना कोरोना कालः वर्तते तस्मात् भवान् मास्क् धरतु एव सर्वत्र कोरोना अधिका जायमाना पुनश्च यदि भवान् मास्क् धरति तर्हि किञ्चित् सेफ् भाति यदि न धरति सर्वत्र गच्छति इति कृत्वा ट्रेवेल् प्रति तत्र कदाचित् भवतः कृते अपि क्लेशः स्यात् यदि इदानीं जनैः भवत् तव कार् मध्ये गन्तव्यं तर्हि तेभ्यः अपि क्लेशाय एव यदि भवान् मास्क् न धरति तस्मात् मास्क् धरतु इति मम अभिप्रायः वर्तते यदि न धरति तर्हि मया कंप्लैन्ट् क्रियते अन्य केब् स्वीकृत्य गम्यते पुनश्च भवान् न धृतवान् इति कृत्वा भवत् कारणेन एव सर्वेभ्यः रोगाधिकं प्रसरति तस्मात् अस्मभ्यमपि असमाधानम् एव तस्मात् भवतः केब् हैजिन् कर्तुं मास्क् धरतु भोः